मम एका सखी अस्ति सा वस्त्रविक्रयणं करोति आण्लैन्माध्यमेन वस्त्रविक्रयणं करोति सा नूतन आगतस्य वस्त्राणां यूट्यूब् वीड्यो वीडियो कृत्वा तत्र स्थापयति तद् दृष्ट्वा जनाः आर्डर् स्थापयितुं शक्यन्ते अनेन मार्गेण सा स्वव्यापारस्य विस्तारं कृतवती इदानीं तस्याः व्यापारं बहु सम्यक् प्रचलन् अस्ति तस्याः डेलिवरि अपि समये भवति एषां वस्तूनां तत्र रिटर्न् आवश्यकं तदपि सम्यक् कृत्वा दास्यति अतः तस्याः यूट्यूब् इ उपरि यानि सा मुद्रणानि स्थापयति तद् दृष्ट्वा जनाः व्यापारार्थम् आगच्छन्ति